नमो नमः महोदय अहं विष्णुसारणः अस्मि भवान् भवान् पुस्तकालय पुस्तकालयध्यक्षः वदति किम् ओम् अहं छात्रः अस्मि महोदय अहम् इदानीं शिक्षासास्त्री द्वितीयवर्षे पठामि महोदय अहम् एकं पुस्तकम् इच्छामि किं भवत् भवान् मां दातुं शक्नोति

ओम् ओम् तर्हि किं नियमं वर्तते यदि अधिकदिनस्य कृते इच्छामि तर्हि एतस्य कृते किं करणीयं वर्तते कि कियत् रुप् दण्डव्यवस्था वर्तते कियत् रुप्यकाणि तत्र दातव्यम् अस्तु अन्यत् तदनन्तरं पुस्तकं स्वकीय पार्श्वे एव स्थापयितुं शक्नुमः किम्

तदा किं तत्र व्यवस्था वर्तते

अस्तु

अन्यत् यदि अहं पुस्तकं क्रेतुम् इच्छामि तर्हि ओम् महोदय ज्ञातवान् अस्तु धन्यवादः महोदय